हरिः ओम् आं महोदय आक्सिडेण्ट् कृतं न अस् जातम् अहं किं जातं बैग्यानेन अहं गच्छन् आसीत् आसीत् आसम् एवं च मम अग्रे सः आगतः एकः जनः एकः बालकः एवं च अहं ब्रेक् अपि न कृ तदानीं ब्रेक् अपि न कृतम् एवं च स्वयमेव जातम् अतः अहं क्षमां प्र प्रार्थे अकस्मात् आगतं मम अग्रे सम्मुखे एव आगतम् अहं किमपि न चिन्तये चिन्तनं आसीत् एवं च किं करोमि अहम् इदानीम् आं महोदय आं महोदय वर्षद् वर्षद्वयं जातम् अहम् इन्सूरेन्स् तु कृतं बैक् तस्य द्विचक्रिकावाहनस्य एवं च अहं यदा आगतः मार्गे मम अग्रे यद् यद् बालकः यदा आगतः सः किञ्चित् तस्य हानिः जाता नाम झटिति अहम् अव् अवतरितं ब यानेन एवं च उत्थाय होस्पिटल् चिकित्सालये एव तान् स्वीकृत्य गतम् एवं च अग्रे यत् कार्यं कार्याणि प्रचलन् अस्ति डोक्टर् सर्वे दृष् दृष्टवन्तः किं किम् अस्ति किं किं का हानिः आगता एवं सर्वं प्रचलन्नस्ति कार्यमपि चिकित्सालये

हा पितुः कृते काल् कृतम् एवं च सः अपि झटिति आगतवान् एवम् अन् अनन्तरं केश् अपि कृतवान् मम उपरि एवं सर्वं जातम् एतत् सर्वं दिनद्वयं जातम् एवं घटना बहु न जाता किन्तु तस्य बालकस्य किञ्चित् हानिः जाता इति

न अधिकं तु न जातं किञ्चिद् हस्तस्य उपरि आगतम् एवं च किञ्चित् पादस्य उपरि एवं च शिरः उपरि अपि आगतं किञ्चिद् अधिकं नास्ति किन्तु मम उपरि कारवाहि इति नाम केस् कृतम् अतः अहं किञ्चित् रक्षयन्तु मां आं महोदय सत्यमेव वदन्नस्मि हा ए एतदेव जातम् अन्यत् किमपि न जातम् एतदेव मम दौर्भाग्यम् अस्ति आं महोदय सत्यमेव